नमस्ते मया अमेरिकन् टूरिस्ट् इत्यस्मात् ट्रालिब्याग् स्वीकृतमासीत् तस्य यावत्मौल्यं मया दत्तं तावत् उत्कृष्टता नास्ति तावत् मौल्यस्य कृते इतोऽपि उत्कृष्टम् ट्रालिब्याग् अन्यासु संस्थासु अथवा अन्यत्र आपणेषु लभ्यते तस्मात् एतादृशस्य स्वीकारेण मम बहु दुःखं जातम् अस्मिन् ट्रालिब्याग्मध्ये स्कृ सर्वं बहु लूस् अस्ति पुनः बहु निकृष्टस्तरस्य प्लास्टिक् उपयुक्तमस्ति यतैः तस्मात् तत् उपयोक्तुं बहु क्लेशः जायमानः अस्ति पुनः अस्य चक्रादिकमपि सम्यक् नास्ति चक्रं सम्यक् नैव चलति अतः एतत् प्रोडक्ट् भवन्तः अग्रे मा स्वीकुर्वन्तु